अद्यापि अहं रोकं मम गृहस्य सर्वण् निमित्तं मम सङ्गीत अध्यापिका अस्ति एका वयोवृद्धा महिला तस्याः कृते अहं रोकमेव दास्यामि अन्तर्जालमाध्यमेन तेषां धनविनिमयः कर्तुं न जानन्ति ये तेषां कृते मया धनम् एव दास्यते किन्तु सर्वत्र इदानीन्तनकाले फ्रूट्स् सेल्लर् तः ओटो चालक पर्यन्तं स्कूल् अड्मिशन् निमितं सर्वत्र अ अन्तरिजालद्वारा एव धनस्य विनिमयः चलत् अस्ति धन अन्तर्जालद्वारा धनस्य विनिमयात् अस्माकं देशे पारदर्शिकता भवति कुत्र कुत्र कीयत् धनं गच्छत् अस्ति इति सम्यक् द्रष्टुं शक्नुमः तदा एव अस्माकं देशे भ्रष्टाचारः चौर्यम् एतादृश समस्यानामपि वयं एकं न्यूनीकर्तुं शक्नुमः अन्तर्जालद्वारा धनस्य विनिमयेन अतः प्रायशः अग्रिम पञ्चदशवर्षेषु रोकमेव न भविष्यति केवलम् अन्तर्जालधनम् एव भवति इति मम कल्पना अस्ति